पूर्वतनैः मोबैल् दूरवाणीभिः अद्यतन स्मार्ट् फ़ोन् बहूनि भिन्नानि सन्ति अद्यतन दिने स्मार्ट् फ़ोन् बहूनि उत्तमरीत्या कार्यं कुर्वत् अस्ति किमर्थम् इत्युक्ते सुलभतया पुस्तकानि सर्वं प्रेषयन्ति सर्वे द्रष्टुं शक्नुमः वयं सर्वे जङ्गमदूरवाण्या एव पुस्तकं पूर्णतया पुस्तकं सर्वं द्रष्टुं शक्नुमः अनन्तरं वैयक्तिक रूपेण भाषणं अपि साध्यं सामूहिकरूपेण अपि भाषणं कर्त्व साध्यं तद् सुलभं सौरवं च भवति अनन्तरं नेट्वर्क् संपर्कः इत्युक्ते बहूनि उत्तमरीत्या नेट्वर्क् विश्वे जगति तद् सुलभं भविष्यति किमपि देशं वा किमपि म राज्यं वा इन्टर्नेट् द्वारा दूरवाणीं कर्तुं बहु सुलभं भवति वाट्साप् मध्ये वा स्कैप् मध्ये वा इति बहूनि आप्स् सन्ति अनन्तरं दा मम सिम् विशेषं तु वोडफ़ोन् नेट्वर्क् अस्ति तस्य कृते प्रतिमासम् अहं पञ्चाधिकद्विशतं रूप्यकाणि व्ययं व्ययं करोमि करिष्यामि